अन्तर्जालः तथा च तन्त्रज्ञानम् एतत्तु आधुनिककालात् बहु उपयोगसाधनम् अस्ति किन्तु संस्कृतभाषा प्राचीनकालतः प्रचलन् अस्ति तदनुसारेण यदा अन्तर्जालस्य माध्यमेन तथा च तन्त्रज्ञानस्य माध्यमेन संस्कृतभाषायाः प्रचारः प्रसारः अधिकरूपेण भवति न तु स्वस्य प्रान्ते एव अपि तु सर्वस्मिन् जगते एव संस्कृतभाषायाः प्रचारः प्रसारः अन्तर्जालस्य तथा च तन्त्रज्ञानस्य माध्यमेन भविष्यन्ति तत्रादौ यदि अन्तर्जालस्य माध्यमेन तु संस्कृतभाषायाः वाक्शुद्धिः तथा व्याकरणशुद्धिः तथा च शब्दानाम् अर्थः इत्यादिकम् अहं ज्ञातुं शक्नोमि तथा च संस्कृतभाषा कदा उत्पादितः तथा च संस्कृतभाषा भाषा मध्ये किं किम् अस्ति नाम साहित्यं वा ज्योतिषं वा कथं शास्त्रानि तत्रा उक्तमस्ति एतावत् सर्वम् अन्तर्जालस्य माध्यमेन अहं ज्ञातुं शक्नोमि तदनन्तरं तन्त्रज्ञानस्य माध्यमेन नाटकादि तथा च साफ़्ट्वेर् मध्ये अपि संस्कृतभाषायाः उपयोगं कृत्वा तत् कोड् लेङ्ग् कोड् भाषा इति अहं स्वीकर्तुं शक्नुमः एतदस्ति अन्तर्जालस्य तथा च तन्त्रज्ञानस्य अविष्कारात् संस्कृतभाषायां परिवर्तितम्